कुर्ता एकं आर्डर् कृतं मया अस्मिन् वेब्सैट् मध्ये किन्तु क्वालिटी तु बहु न्यूनम् अस्ति मौल्यं यद् दत्तं मया तन्निमित्तम् एतत्तु बहु न्यूनक्वालिटी अस्ति स्टिच्चिङ्ग् अपि सम्यक् अ नास्ति तथा मया यः वर्णः आर्डर् कृतः आसीत् सः न आगतः पुनः मौल्यस्य अपेक्षया एतद् वस्त्रं तु न्यूनक्वालिटी अस्ति तथा उपयोगम् कर्तुमपि न शक्यं सम्यक् स्टिच्चिङ्ग् अपि नास्ति पुनः मध्ये भ्रष्टम् अपि अस्ति बटन् सर्वम् एतद् सर्वं ये उपयोगं कृतवन्तः तदपि सम्यग् नास्ति भ्रष्टम् अस्ति आहत्य एतद् वस्त्रं तु निष्प्रयोजकम् एव